मम स्थानं तावत् कर्नाटकराज्यस्य करावलीतीरे विद्यमानम् उडुपिपत्तनं एतत् स्थानं तु सर्वैः श्रुतमेव अत्र अनेक प्रवासिस्थानानि तथा धार्मिकस्थानानि सन्ति जगत्प्रसिद्धं मध्वाचार्यैः संस्थापितं श्रीकृष्णदेवालयः च अत्रैव वर्तते यच्च अस्माभिः कनकदासस्य कथायामपि श्रूयते तत्प्रसिद्धम् उडुपि देवालयम् उडुपिनगरे एव विद्यते अत्र तावत् उडुपि श्रीकृष्णस्य दर्शनार्थं जनाः देशतः विदेशतः अपि आयान्ति अधिकं तावत् यदा श्रीकृष्णाष्टमी भवति तथा च पर्यायपीठोत्सवः यदा भवति तदा अधिकजनाः अत्र आगच्छन्ति तथा च उडुपि उडुपि तावत् समुद्रतीरे वर्तते इत्यतः समुद्रं द्रष्टुमपि जनाः अनेकस्थानतः आगच्छन्ति यदा छात्राणां विरामकालः वर्तते तदा प्रवासिणः बहु देशात् बहु प्रदेशात् समुद्रं द्रष्टुम् आगच्छन्ति अतः समुद्रे अपि समुद्रस्थाने तत्र तीरे अपि बहु सम्यक् योजिताः सन्ति यथा मल्पे तथा मरवन्ते इत्यादि स्थानेषु बहु सम्यक् प्रवासिस्थानानि कृतानि सन्ति एवम् अत्र तावत् अनेक देवस्थानानि यथा सोमस्थानं कोटेश्वर इति देवस्थानं विद्यते तत्र मम स्थाने तत्रापि यदा जात्रामहोत्सवः भवति तत्र अनेकजनाः बहु स्थानातागच्छन्ति देशविदेशतः अपि आगच्छन्ति इतोपि जगत्प्रसिद्धम् आनेगुड्डे देवस्थानमपि तत्र तावत् गणपतिदेवस्थानं वर्तते एवमेव कार्कले तावत् जैनदेवस्थानानि जैनबसदि इत्यादिकं तु बहु प्रसिद्धं वर्तते एवं मूकाम्बिका इति देवालयः तत्तु कोल्लूरु इति स्थाने वर्तते इदमपि उडुपि स्थाने एव विद्यमानं तत्रापि शङ्काराचारणं शङ्कराचार्याणां कथायाम् अस्माभिः कोल्लूरुदेवस्थानस्य विषये अपि श्रूयते एवं वरङ्ग इति जैनदेवस्थानमपि उडुपिसमीपे एव वर्तते तथा मणिपाल् मध्ये म्यूजिय म्यूझियं यत् अनेकविचारे विज्ञानविषये ज्ञातुं तत्रापि प्रवासिनः देशात् अन्य स्थानात् छात्राः अपि आगच्छन्ति एवम् अस्माकं स्थाने उडुपि इति स्थाने प्रवासिस्थानानि धार्मिकस्थानानि ऐतिहासिकस्थानानि एवं बहूनि वर्तन्ते